इदानीं मोदी सर्वकारः अस्ति खलु तथा च सर्वे जनेषु फ़ैजी इति नेट्वर्क् अस्ति एव तथा च माध्यमेन परिकराणि माध्यमेन आप् इति कानि अस्ति इन्स्टाग्राम् इत्यादयः तेषु वार्तमस्तादेषु राजकीयविषयाः वैद्यविषयाः बहु शीघ्रतरं सः सर्वाणि सर्वे जानीते तथा च सर्वे जानीयते तथा च बहु सम्यगेव अस्ति वृत्तपत्रिका नाम ईनाडु इत्यादयः पत्रिकासु अपि पूर्वतरमारभ्य इदानींतने एव तत् अस्ति एव